हरिः ओं नमस्ते हा हा अहमिदानीं कुशलमेव भवान् हा हा भवतः खाद्यमपि सम्यक् अस्ति वा भवान् किं खादितवान् अस्तु अस्तु ओ के भवत्याः भवतः तलशूलिं सम्यगस्ति वा इदानीम् एवं

हो अस्तु अस्तु अस्तु आं वा ओ हा ई ईश्वर इच्छया तथास्तु इत्यहं

ओहो ओहो सम्यक् सम्यक् हा ओ ओ हो हो हा हा मास्त् आ हा जलमानयं हा हा हा आ हा हा हा अहं जानामि मम अम्बायाः गृहे अपि अस्ति खलु हाम् आम् ओ अस्तु अस्तु अस्तु किं किं उक्तवान् तत्र हा हा हा आं वा

हो सम्यक् ज्ञातुं शक्यते हा हा हा मम मम मनसि अपि अतीव इच्छा अस्ति

किञ्चित् हा हाम् आं वर्तुलाकारः एव चतुरस्रमण्डलं नास्ति अस्तु अस्तु अस्तु आम् ओ आं वा हा हाम् आं हाम् ओ आम् आम् आम् आं मम मित्राणि मित्रि वा स्नेहिती वा तेषां नाम रञ्जनी हा सः नाम रञ्जनी हा हा हा अस्तु अस्त्तु वयं कुर्मः निश्चयेन कुर्मः हा

तेषां मध्ये मेलनं कृत्वा प्लान् कुर्मः तत् वयं अग् अग्रिमवर्षे तत् करणीयम् एव हा आम् अहमपि अहं मम मनसि अपि एक विषयः अस्ति मम वयं स वयं संस्कृतशिबिरमपि चालयामः उत्तमरीत्या अहं किञ्चित् वर्गं स्वीकरोमि भवानपि एकवर्गं स्वीकृत्य गीता वा भगवत् भागवतं वा स्वीकृत्य बालकान् मध्ये किञ्चित् विषयान् मनसि स्थापयतु इति अहं मम मनसि एक योजनमपि अस्ति आम् अस् वयं करणीयं भवान् कृपया करोतु आफ़ीस् कार्यं अस्तु अस्तु अस्तु अस्तु अस्तु पुन् पुनर्मिलामः धन्यवादः हरिः ओम्